भारतदेशे तीर्थक्षेत्राणि बहूनि भवन्ति मन्दिराणि वा नो चेत् यद्वयं चर्च् देवालयाः नाम अन्येषां मतविभागीयानामपि स्व स्व देवालयाः भवन्ति विशिष्य देवालयविषये एव विवक्षामि मम मे विवक्षा तत्रैव भवति तीर्थक्षेत्राणि वस्तुतः बहूनि तीर्थक्षेत्राणि भवन्ति भारतदेशे उत्तरभारते वा भवतु दक्षिणभारते वा भवतु बहुत्र इदानीं किमर्थम् एतेषां तीर्थक्षेत्राणां सन्दर्शनं गमनम् अस्माभिः करणीयम् वस्तुतः वयं विविध उद्योगेषु कार्याणि कुर्मः कालान्तरे तत्र अस्माकम् किं योगविषये नाम आत्मीयचिन्तामपि अस्माकं भवतु आस् आत्मीयचिन्तायाः उद्योप् तत्र किं तदेव सा चिन्ता अपि अस्माकं मनसि भवतु उद्दीपनार्थम् आत्मीया चिन्ता नाम देवाः भवन्ति नाम या प्रकृतिः अस्माभिः दृश्यते अत्र यद्यद् अस्माभिः दृश्यते सृष्टिः वा नो चेत् अस् विनाशः वा भवतु सर्वं तु तत्र दैवाधीनं जगत्सर्वम् इति भवति नाम यदि तादृशान् विषयान् यदा वयम् अवगच्छामः आत्मीयचिन्तनं नाम आत्मीयविषयेष्वपि अस्माकं प्रवेशः भवतु इति तदर्थम् एतादृशानि तीर्थक्षेत्राणि भवन्ति तत्र विभिन्नाः उत्सवाः भवन्ति इदानीम् एकमुदाहरणं यदि श्री श्रीकृष्णक्षेत्रस्य कस्यापि श्रीकृष्णक्षेत्रस्य गुरुवायुर्मन्दिरमिति अतीव प्रसिद्धं मन्दिरं भवति यदि तद्विषये वदामि चेत् तत्र श्रीकृष्णजयन्ती इति विषयमेव स्वीकुर्मः भगवतः श्रीकृष्णस्य जन्मदिनं भवति श्रीकृष्णजयन्ती इति नाम्ना वयम् उत्सवरूपेण आचरामः तद्दिने बहवः लक्षाधिकाः जनाः मन्दिरं गच्छन्ति देवस्य अनुग्रहं प्राप्नुवन्ति तथा प्रार्थनादिकं कुर्वन्ति इदानीं यदा वयं प्रार्थनादिकं कुर्मः आत्मीयविषये आत्मीयचिन्तनविषये पूर्वं भवन्तः सूचिताः भवन्ति तत्र महत्या एकाग्रतया श्रद्धया प्रार्थना करणीया एवं प्रार्थनायाः करणेन मनः शुद्धं भवति मनसि किं दोषाः न भवन्ति मनसि ये विचाराः आयान्ति शुद्धाः भवन्ति परिशुद्धाः पवित्राः भवन्ति प्रार्थनादिकरणेन अस्माकं मनश्शुद्धता आत्मीयविचिन्तनेन अपि आत्मीयविचिन्तनस्यापि इदमेव लक्ष्यं भवति तदर्थम् एतादृशतीर्थस्थानानि वयं गच्छामः तत्र इदानीं यदा एकं तीर्थस्थानं तीर्थक्षेत्रं प्रति यदा गच्छामः तत्र किम् विद्यमानाः सर्वे विषयाः वयम् अस्माभिः द्रष्टुं शक्यन्ते सर्वत्र नाम मन्दिरमस्ति चेत् तत्र देवः कः तद्देवस्य किं नाम कदा तत् तन्मन्दिरस्य सृष्टिः कदा सञ्जाता कदा प्रभृतिः देवालयः अस्ति वैशिष्ट्यं किं भवति एते विभिन्नान् एतान् विभिन्नान् विषयान् व वयं पठितुं शक्नुमः अतः पुनः स्मारयामि आत्मीयचिन्तनम् उद्यो तत्र प्रबोधनार्थं विकासार्थमेव एतादृशानि तीर्थक्षेत्राणि भवन्ति अतः अवश्यं हि तादृशस्थलानि गत्वा मनः शुद्धिं कृत्वा जीवनस्य यापनं कुर्मः इति